हरि ओम् नमस्कारः आम् भगिनी सर्वं कुशलं किन्तु अद्यप्रातः क्रीडाङ्गणं गतवान् तत्र अहं पतितवान् भगिनी भुजस्य समीपे वेदना अभवत् हस्तम् उत्थापयितुं न शक्नोमि अतः किं करोमि इति चिन्तयन् भवत्याः कृते दूरवाणीं कृतवान् सत्यं भगिनी किं करोमि क्रीडा खलु पतितवान् नास्ति भगिनी किमपि न लेपितवान् अतः भवत्याः कृते एकवारं पृष्ट्वा करोमि इति दूरवाणीं कृतवान् अस्तु भगिनी किन्तु अस्तु मम समीपे एवं गृहे मूव् नास्ति तर्हि अहम् आपणं गत्वा मूव् एकं क्रीणामि अनन्तरं पेन्किलर् वा पेन्किलर् गुलिका वा अस्तु भगिनी तर्हि अहं मूव् आनयामि अनन्तरं पेन्किलर् गुलिकामपि आनयामि स्वीकरोमि इदानीं किन्तु मम एका समस्या इत्युक्ते तत् हस्तम् उत्थापनं न भवति हस्तस्य उत्थापनं नास्ति उत्थापयितुं प्रयत्नं करोमि तर्हि बहु वेदना आगच्छति किं करोमि अस्तु भगिनी अहं तर्हि प्रथमं कार्यं तु मूव् आनयामि अनन्तरं गुलिकाम् आनया आनीय स्वीकरोमि अनन्तरं शीतके ऐस् पेक् अस्ति तत् स्वीकृत्य किञ्चित् ऐस् द्वारा अहं कार्यं करोमि हिमेन किञ्चित् भुजस्य उपरि स्थापयामि तर्हि पश्यामि सायङ्कालपर्यन्तं पश्यामि भगिनी तर्हि यदि यदि न्यूनं न भवति तर्हि सायम् एकवारं दूरवाणीं कृत्वा आगत्य पश्यामि भगिनी यदि यदि सायङ्कालपर्यन्तं न्यूनं न भवति तर्हि कदाचित् एकवारं एक्स् रे अपि स्वीकुर्मः वा इति मम यतो हि हस्तस्य उत्थापनं न भवति तर्हि अस्तु भगिनी तर्हि विश्रान्तिं स्वीकृत्य अहं सायङ्काले दृष्ट्वा दूरवाणीं कृत्वा भवत्याः कृते दूरवाणीं कृत्वा आगच्छामि तर्हि अस्तु वा तर्हि अवश्यं भगिनी अवश्यं तर्हि एकवारम् आगच्छामि धन्यवादः तर्हि पुनर्मिलामः भगिनी